विद्यालयेषु तेलुगु संस्कृतं हिन्दी गणितं रसायनशास्त्रं भूगोलशास्त्रं खगोलशास्त्रमपि पाठयन्ति अध्यापकाः तथा छात्राः स्वीय स्वीय बा भाषायाम् इत्युक्ते तेलुगुभाषायाम् आङ्ग्लभाषायां हिन्दीभाषायां च पठ्यन्ते तत्र अध्यापकाः निष्णाताः बि एड् कृत्वा एव पाठयन्ति पी जा इन्टर्मेट् स्तरे प्लस् टु मध्ये प्लस् टु विद्यालये अपि पी जि क् कृत्वा एव तत्र अध्यापकाः बोधयन्ति संस्कृतं वा हिन्दी वा तेलुगु वा नेक्स्ट् यदि विषयान्तरं वा संस सर्वे तद् सुशिक्षिताः भूत्वा एव पा पाठयन्ति च छात्राः तदनु विषयानुगुणे आङ्ग्लभाषायां संस्कृतभाषायां हिन्दीभाषायां च पठ्यन्ते वि तत्र अध्यापकाः व्या इत्युक्ते पि जी वि विषयान् विषयं स्वीकृत्य एव तत् तत्तद् विषयं स्वीकृत्य तदा एव पा प पाठयन्ति पुनः बि एड् अवश्यं भवति पा पाठनं विद्यालयस्तरे बिहे बि एड् अवश्यं भवत्येव बि एड् विना तत् चयनं कर्तुं न चयनम् इत्युक्ते स्वि न स्वीकुर्वन्ति तत्तद्विद्यालये अतः बि एड् कृत्वा एव सर्वे अध्यापकाः पाठयन्ति छात्राः अपि प पठन्ति सम्यक्तया